गृहे पाकार्थं यत् एल् पी जि सिलिण्डर् विद्यते तस्य एका नलिका वर्तते वारं वारं तस्याः परीक्षणं कर्तव्यम् अहं प्रतिमासं नलिकानिरीक्षणं कुर्वे अपि च यदा नूतनसिलेण्डर् लभ्यते तत्र लीकेज् भवति वा न इत्यपि द्रष्टव्यम् यदि दीर्घकालपर्यन्तं गृहे वासः न भवति चेत् गमनसमये सिलेण्डर् निष्कासयित्वा एव गच्छामि